प्रवासार्तं चिन्तयामि चेत् अहं तु सर्वदा नैसर्गिकप्रदेशाः नेचुरल् नैसर्गिकप्रदेशाः गन्तुमिच्छामि तत्र प्रकृतिम् आस्वादयित्वा यापयन् इच्छामि तादृशप्रदेशेषु एव अहं सर्वदा गन्तुमिच्छामि अपराः अस्ति पुण्यक्षेत्रेषु यदा यदा समीपे पुण्यक्षेत्राणि सन्ति तत्रापि गन्तुमिच्छामि तदपि मह्यं रोचते तस्य स्थलपुराणं स्थलविषये किम् अस्ति इति नैसर्गिकविषये तु पर्वतेषु वा नदी नदीतीरेषु वा नदीतटेषु वा समयं यापयितुमिच्छामि अत्यधिकम् अत्यधिकदूरं गन्तुं न इच्छामि समीपे एव वि के के सन्ति तत् शोधयित्वा तत्र एव गन्तुमिच्छामि तद् मे मह्यं रोचते दूरं गत्वा व्ययप्रयासं कृत्वा गन्तुं न इच्छामि